मम प्रदेशे विद्युत्समयः प्रातः षड्वादनतः सायं षड्वादनपर्यन्तं अस्ति एवं च रात्रौ दशवादनतः पुनः विद्युत् आय् आय् आयाति एवं च प्रातः पर्यन्तं षड्वादनपर्यन्तं तत्र विद्युत् भवति विद्युत् विच्छेदस्य करणीयं भिन्न भिन्न रीतिषु आं मम जीवने किञ्चित् व्यत्ययं तु भवति कारणं यत् यदा शैत्यं शीतकालं भवति तदा यदि विद्युत् न भवति चेत् अस्माकं कृते किञ्चित् असौकर्यं भवति एवं च ये कृषकाः भवन्ति तेषां कृषिकार्यमपि विद्युत् द्वारा एव प्रचलति यदि विद्युत् न भवति चेत् कृषिकार्ये कृषिक्षेत्रेषु जलप्लावनम् इत्यादीकं न कर्तुं शक्यते अस्मात् काचित् समस्या उद्भवति